एवम् अहं व्याकरणशास्त्रम् अधीतवान् मम शास्त्रस्य इतिहासः कः इति चेत् आदौ सर्वप्रथमं एकः तत्र पाणिनी नामधेयः पुरुषः नाम विद्वान् पुरुषः आसीत् सः शङ्करः भगवतः शङ्करस्य सविधे गत्वा तत्र न तत्र भगवतः शङ्करस्य नृत्येन नाम ननाद ढक्कया सः ज्ञातवान् यत् ज्ञातवान् चतुर्दशमाहेश्वराणि सूत्राणि तानि कानि इति चेत् अइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ङमगणम् झभञ् घढधश् जबगडदश् खफछठथचटतव् कपय् शषसर् हल् इत्यादीनि चतुर्दश माहेश्वराणि सूत्राणि मम एवञ्च तदानीं सह इमानि सूत्राणि लिखितवान् अनन्तरम् आदौ सः वृद्धिरादैच् अदेङ्गुणः इको गुणवृद्धिः इत्यादीनि सूत्राणि लिखितवान् लिखितवान् एवञ्च मम शास्त्रस्य मुख्याः ग्रन्थाः नाम व्याकरणशास्त्रस्य मुख्याः ग्रन्थाः सन्ति प्रौढमनोरमा परिभाषेन्दुशेखरः लगुशब्देन्दुशेखरः महाभाष्यम् इत्यादयः एवञ्च इत्यादयः सर्वअ ग्रन्थाः एकेन एकेनैव लिखिताः एकेनैव लिखिताः इति न किन्तु इमे सर्वे अपि ग्रन्थाः बहवः लिखितवन्तः यथा प्रौढमनोरमां लिखितवान् दीक्षितः एवञ्च तत्रैव प्रौढमनोरमायां शब्दः शब्दरत्नं लिखितवान् नागेशः वस्तुतः नागेशस्य गुरुः हरिदीक्षितः लिखितवान् किन्तु नागेशः इत्येव उच्यते इति इतोऽपि महान् विषयः तत्र वस्तुतः वर्तते किन्तु समयाभावात् न उच्यते इति